हरिः ओम् आन्लैन्द्वारा मया दन्तफेनकं स्वीकृतमासीत् तद् उत्तमं नास्ति इति वक्तुमहं दूरवाणीं कृतवती तद् उत्तमं नास्ति नाम तत्र फेनकम् व तस्य गन्धः आगच्छति नाम अस्माकं शरीरफेनकं भवति खलु तादृशं फेन् गन्धः आगच्छति अनन्तरं मुखे उत्तमं न भासते प्रायः पुरातनं पुरातनं दन्तफेनकं स्यात् तत्र प्रायः न दृष्टवान् भवान् तत्र तस्य यद् निर्माणसमयः अनन्तरं तस्य निर्माणानन्तरं तस्य गन् एतद् भवति खलु तस्य समयः भवति तावत्पर्यन्तमुपयोगः करणीयः भवति प्रायः तद् गतं स्यात् नो चेत् मम कृते अन्य अन्य फेनकं प्रेषयतु आयुर्वेद फेनकं प्रेषयति चेत् बहु उत्तमं तस्य सुगन्धः अपि बहु उत्तमः आगच्छति फेनकमिव नागच्छति यदि दन्तकान्तिः इति अस्ति चेत् तर्हि मम बहु आनन्दः भावेत् कृपया आपणिकः भवान् मम कृते दन्तकान्तिः मिस्वाक् वा तादृशं प्रेषयति चेत् बहु उत्तमं भवेत् शीघ्रातिशीघ्रं प्रेषयतु महोदय महोदय मया ग्रामं गन्तव्यमस्ति तर्हि शीघ्रमावश्यकमस्ति आम् आम् अहम् आन्लैन् धनं प्रेषयामि चिन्ता मास्तु प्रथमं प्रेषयामि वा अस्तुस्तु उत्तमम्